व्यावसायिकतैरणा सामुदायिकतैरणात् कथं भिद्यते इति अस्ति यत् व्यावसायिकतरणकाः तरणस्य विषये अधिकं विशेषज्ञानं प्राप्नुवन्ति परन्तु शैकियातैरणकानां किञ्चित् शैकिय शैकियतैरणकानाम् सम्प्रदायिकतैरणा इति अतः साम्प्रदायिकतैरणनां तैरकानां किञ्चित् सावधानिकपूर्वकं तरणं कर्तव्यम् अस्ति अहम् नदीनाम् तुद्दं च तरितुम् इच्छामि परन्तु तरितुं गच्छन् अपि किञ्चित् शेखः भवति